नमोनमः रामायणमहाभारतेषु असुराणां पात्रचित्रणविषये अहं किञ्चित् वदामि अत्र रामायणं महाकाव्येषु रावणः मेघनाथः कुम्भकर्णः विभीषणः शूर्पनखा मारीचः बहवः राक्षसः राक्षसानां राक्षसानां नामानि तत्र विद्यन्ते यदि वयं रावणं रावणस्य विषये यदि य वयं वदामः चेत् रावणः तु असुरः सम्यक् किन्तु सः न केवलं केवलं केवलम् असुरः किन्तु सः विद्वान् पंडितः अपि इति विद्वान् पण्डितः ब्राह्मणः किन्तु अहं चिन्तयामि यत् तस्य विचारः अस्तु तस्य वर्तणोपेति मराठी मध्ये वदामः चेत् राक्षसानां कृते तु असुराणां कृते तु सम्यक् अस्ति किन्तु वयं किं वदामः गर्वं गर्वं इति मराठिमध्ये वदन् वदति स्वार्थी इति स्वार्थः अस्ति गर्वः स्वस्य अहं महाशक्तिशाली इति इति तस्य गर्वः इति अस्ति अतः अहं चिन्तयामि रावणः इति असुरः तु न किन्तु ते तस्य विचाराः अहं चिन्तयामि असुराः असुराः इव दृश्यन्ते तु विभीषणः विभीषणः अपि राक्षसकुल्ं कुले अस्ति किन्तु विभीषणः तु रामस्य भक्तिः करोति सः तु रावणस्य रावणस्य कृते अथवा रावणः यथा वदन्ति अथवा यथा कार्यं करोति तथा विभीषणं न करोति अतः अहं चिन्तयामि स् केवलं राक्षसकुलात् आगच्छति सः असुरः इति न किन्तु अस्माकं विचारः कथम्

कथं जनाः किम् बोधयन्ति वा कार्यं तेषां कृते कार्यं कुर्वन् कुर्वन्ति वा इति अस्माकं विचाराः कार्यम् असुराः असूरः असुरः असुरसदृशः अस्ति वा न वा इति वयं चिन्तयामः महाभारते अपि कंसदुर्योधनः हिडिम्बः वस्तुतः दुर्योधनः तु असुरः नास्ति किन्तु तस्य विचारः वा कृतिः वा वयं वक्तुं शक्नुमः शक्नुमः तत् स्वार्थी इति दुर्योधनः अपि स्वार्थी वयं वक्तुं शक्नुमः दुर्योधनस्वार्थि अस्ति इति कंसोपि कंसः अपि वयं असुरः इति वक्तुं शक्नुमः यथा सः स्वस्य पितुः कृते किं कृतवान् स्वस्य भगनी कृते किं किं कृतवान् इति वयं चिन्तयामः चेत् असुरः इव सः किम् असूरः इव सः तस्य किं कार्यमस्ति अतः अहं चिन्तयामि केवलं राक्षसकुले तु वा असुराणां कुले तु कुले वयम् आह् कुलात् वयम् आगच्छामः चेत् वयम् असुरः अथवा सुरः इति न अस्माकं विचारः अस्माकं कृतिः तत् दर्शयति चेत् दर्शयति यत् भवान् असुरः वा सुरः इति